यदा अहं प्रथमवारम् एकं प्रकुय् प्रतियोगितायां गीतं गीतवती तदा मम मनसि भयम् आगतं कारणं तावत् च प पूर्वे अहं कदापि कस्मिन् स्थाने गीतम् न गीतवती एवं च बहवः जनाः मम समीपे उपविष्टवन्तः बहून् जनान् जनान् दृष्ट्वा अहं भीता अभवं यदा अहं गीतस्य प्रारभं कृतवती तदा अधिकं भयं मम मनसि जातं परन्तु गीतं प्रारब्धम् अनन्तरं मम मनसि भयं दूरीभूतम् आसीत् गायनकाले मम कण्ठे कम्पनं जातम् एवं च गीतम् अपि विस्मरणं जातं परन्तु किञ्चित्कालान्तरे कालोत्तरे यदा बहवः जनाः मम कृते प्रसंसा दत्तवन्तः तदा मनसि भयं दूरीभूता अभवत्